पुस्तकानि अतिरित्य अनेकाः वेब् सैट्स् सन्ति अहं वेदान्तक्षेत्रे अध्यात्मप्रकाशकार्यालय डाट् ओ आर् जि अस्ति तत्र सद्गुरूणाम् अनेकाः पुस्तकाः पुस्तक अनेकानि पुस्तकानि तत्र पिडिएफ् रूपेण तत्र तत्र प्राप्तुं शक्यते अनन्तरं केजिएस् सुब्रायशर्मा महोदयस्य गुरुवर्यस्य केजिएस् शर्मा डाट् इन् इति वेब् सैट् अस्ति तत्रापि अनेकानि पुस्तकानि सन्ति साफ्ट् साफ्ट् साफ्ट्कापि अपि तत्र प्राप्तुं शक्यते सम्भाषणसन्देशः इति मासिकपत्रम् अस्ति संस्कृतभारत्या प्रचलितः तत्र सम्भाषणसन्देशः अपि यदा समयः भवति चेत् तदा अहं पठामि मासिकान् अपि मासिक सं सं सम्भाषणसन्देशः मासिक पत्रा पत्रिका अनन्तरं सुधर्मा इति दैनिकपत्रिका अपि अस्ति अहं तत्र पञ्जीकरणं कृतवान् प्रतिदिनं गृहे एव तत्र अहं पठामि यथा यथाशक्ति यदा यदा समयः भवति तदा अहं पठामि कोशा डाट् संस्कृत् डाट् टुडे इति एकः वेब् सैट् अस्ति तत्र यदि वयं किमपि तत्र शब्दं वा पदं वा तत्र तत्र नुदामः चेत् सम्पूर्णं विवरणं भवति अष्टाध्यायि डाट् काम् इति एकः वेब् सैट् अस्ति तत्र व्याकरणान्वेषणं तत्र धातुरूपाणि कानि कृदन्तरूपाणि सूत्राणि सूत्रस्य अर्थं किम् एतत् सर्वं तत्र प्र प्र प्राप्यते तिङ्कृत् कोशः इति एकम् एप् अस्ति तत्र तिङ् रूपाणि कृत् रूपाणि वयम् अन्वेष्टुं शक्यते